आ हरे राम् नमस्ते महोदय मम नाम नलिनी इति अहम् उडुपि उदयवाणीपत्रिकातः सन्द सन्दर्शनार्थं दूरवाणीं कृतवती महोदयः रामकृष्णमहोदयः खलु आ भवान् समाजसेवकः अस्ति इति ज्ञातवती अतः दूरवा हा कीदृशा समा समाजसेवकं महो भवान् करोति महोदय

हा हा हा तथा हा भवतः प्रदेशे प्रतिस्पन्दनं कथमस्ति भवतः प्रदेशे प्रतिस्पन्दनं कथमस्ति महोदय हा हा

सर्वकारस्य प्रोत्साहः लभ्यते वा महोदय एतत् कार्याणि हा समाजसेवा अवसरे कीदृशसमस्याः सन्ति महोदय

ह्म्

ह्म् ह्म्

हा हा हा सत्यं हा हा सत्यं महोदय ह्म् ह्म् सत्यम् महोदय आ धनं न ददाति आ सत्यं सत्यं आ आ

सत्यं महोदय हा हा सत्यं महोदय

हा अस्तु महोदय भवान् उत्तमरीत्या समाजसेवा करोति खलु तदेव उत्तमविषयः अस्तु धन्यवाद महोदय अस्तु अस्तु